विद्यालये अनेकाः स्पर्धाः क्रीडाः भवन्ति एव केचन डिबेट् इति वदामः वार्तालापं वार्तालापस्पर्धा भवति तदनन्तरं गीतास्पर्धा भवति तदनन्तरम् अन्यविषये वेशभूषा विषय वेशभूषास्पर्धा भवति तदनन्तरम् आर्टोरिकल् काम्पिटेषन् तद् वाग्भूषणं वाग्भूषणे स्पर्धाः भवन्ति तदनन्तरं रूपकमध्ये अपि स्पर्धाः भवन्ति ब रूपकमध्ये वैयक्तिकगीतं मध्ये सामूहिकगीतं मध्ये तादृशाः अनेकाः स्पर्धाः भवन्ति एव विद्यालये अहं तु यदा विद्यालये पठितवती तदा गीतास्पर्धामध्ये भागं स्वीकृतवती वार्तालापस्पर्धामध्ये स्व भागं स्वीकृतवती वाग्भूषणस्पर्धामध्ये अपि भागं स्वीकृतवती तत्र बहु आनन्दम् अपि या अनुभूतवती